मम राम्टेक् नगरे बहवः महत्त्वपूर्णाः स्थानीय उद्योगाः व्यवहाराः च सन्ति पारम्परिकशिल्पकला खाद्यप्रसंस्करणं उत्पादनं पशुपालनं च उद्योगाः अत्र अतीवमहत्त्वपूर्णाः सन्ति कालान्तरेण राम्टेग्नगरे उद्योगाः व्यापाराः च विकसिताः नूतनं प्रौद् प्रौद्योगिक्याः उपयोगेन उद्योगः व्यापारः च वर्धितः अस्ति उद्योगाः नूतनाः आधुनिकाः च प्रक्रियां समावेशयन्ति येन उत्पादनम् उत्तमं सुरक्षितं च भवति तथापि काश्चन समस्याः अपि सन्ति उद्योगस्य अनुकूलतायाः आवश्यकता वर्तते तथा च पर्यावरणस्य स् स्वास्थस्य च अनुकूलतायाः आवश्यकता वर्तते राम्टेकेण नूतनेषु उद्योगेषु बहवः नवीनाः प्रक्रियाः समाविष्टाः सन्ति यथा केचन उद्योगाः अधुना प्रौद्योगिकीप्रज्ञता सह स्वचालनस्य उपयोगं कुर्वन्ति येन उत्पादनस्य गतिः गुणवत्ता च वर्धते अपि च ऊर्जादहनस्य स्थाने नवीनतमम् ऊर्जास्त्रोतान् ऊर्जास्त्रोतानाम् उपयोगं कुर्वन्तः उद्योगाः अपि विपण्यां विकसिताः सन्ति एतेन औद्योगिकवृद्ध्या सह सामरिकं सामाजिकं मानकानाम् अपि ध्यानं भवति इति पालनं भवति अनुकूलतानां वर्धयितुम् उद्योगे अनेकानि कार्याणि क्रियन्ते यथा अधुना कम्पनयः ऊर्जायाः उपयोगस्य अनुकूलनार्थम् उत्पादनप्रक्रियासु प्रदूषणस्य न्यूनीकरणाय च नवीनं नवीनतमप्रौद्योगिकानाम् उपयोगं कुर्वन्ति एतेन सह उद्योगाभावः सामरिकं सामाजिकं मानकानां पालनार्थं नूतनानां नीतिनां मार्गदर्शिकानां च अनुसरणं कुर्वन् अस्ति एतत् सर्वम् उद्योगस्य स्थायी स्वच्छं सार्थकं च भविष्यं निर्मातुं सहायं करिष्यति